पुस्तकं तदर्थमेव लेखनीयं सत्यघटनाः यत्र वर्तन्ते सत्यघटनानां विषये एव अग्रिमे ये ये आगच्छन्ति अस्माकं परम्परायाम् अग्रिमे ये ये आगच्छन्ति तेषां कृते एवं रीत्या सत्यमासीत् सत्यं तत् अस्माकं लक्ष्यमपि सत्यमेव तदर्थं सत्यघटनाः यत्र वर्तन्ते तेषां विषये एव तेषां विषयेषु अत्र अस्माकं लक्ष्यं भवितव्यं तदर्थमेव परम्परायां ये ये आगच्छन्ति ते अपि सत्य तेषामपि सत्यविषयाः ज्ञातव्याः तदर्थम् एकं पुस्तकमस्ति स्वातन्त्र्यप्राप्तिः शान्त्या वा क्रान्त्या वा इति तस्मिन् विषये आधारितम् एकम् आधारितम् एकं पुस्तकम् अस्माकं हिन्दूसङ्घटनाद्वारा एव आगतं तत् पुस्तकं तदर्थं तादृशरीत्या पुस्तकानि अस्माकं जनानाम् अथवा अस्माकम् अग्रिमे ये आगच्छन्ति ये अस्माकम् अनुजाः ये ये वर्तन्ते तेषां मनसि तदानीम् आगतं स्वातन्त्र्यं स्वातन्त्र्यप्राप्तिः कथमागतं शान्त्या वा क्रान्त्या वा इत्यादिषु विषयेषु तेषामपि ज्ञानं भवितव्यं तदर्थं तदेकं पुस्तकम् अनन्तरं होवे शेषाद्रिमहोदयानां देशविभजनम् इति एकं पुस्तकं तदानीन्तनकाले स्वातन्त्र्यप्राप्त्यानन्तरं देशविभजनं कथं जातं वङ्गभङ्गचलुवळि एवं रीत्या अस्माकं पूर्वजाः ये ये आसन् तेषां मनसि देशविषये कथमासीत् विचारः ते तु जन्म एव दत्तवन्तः अतः तेषां बलिदानार्थं तेषां बलिदानेन तेषां त्यागेन सर्वं स्वातन्त्र्यम् आगतम् इति कारणतः होवे शेशाद्रिमहोदयानाम् एकं पुस्तकं तदपि पुस्तकं सत्यघटनाधारितम् इति वक्तुं शक्नुमः तदर्थं तानि पुस्तकानि इष्टानि सत्यघटनाधारितपुस्तकानि इष्टानि तदर्थमेव सत्यम् अस्माकं लक्ष्यं सत्यान्वेषणम् अस्माकं जीवनम्